अद्य नष्टप्रायाः भारतीयकलाविशेषाः यथा अस्माकं राजस्थानप्रदेशे तेरहताली इति नृत्यम् आसीत् इदानीं न दृश्यते प्रायः इदं नृत्यं पश्चिमराजस्थानप्रदेशे भवति स्म इत्यस्मिन् नृत्ये बहु आनन्दं समायाति स्म इत्यस्माकं लोकगीतं भवति स्म इदं नृत्यं ये ग्रामीणाः स्त्रियः भवन्ति स्म ताभिः मिलित्वा भवति स्म इदं नृत्यम् उपविश्येव भवति स्म इदानीं प्रायः इदं नृत्यं न दृश्यते यतो हि भारतीयकला यदासीत् तदिदानीं विलुप्ता जाता